भारतस्य अत्यन्तं मुख्यानि पर्वाणि दीपावलीमहोत्सवः तथा च होली वर्तते पुनः पोङ्गल् अपि दक्षिणकर् दक्षिणभारते बहु प्रा बहु सम्यक् सम्यक्तया आचरन्ति प्रमुखञ्च वर्तते अस्माकं भारतदेशे दीपावली सुन्दरतया आचरन्ति सर्वत्र दीपाः एव दृश्यन्ते तथा च बहु क्रेकर्स् अपि ते ज्वालयन्ति पुनः आकाशे अपि बहवः रोकेट् इत्यादिकं त्यजन्ति येन च बहु सम्यक् दृश्यते दीपावलीमहोत्सवः अत्र बहु सम्यक् आचरन्ति तथा च होलीमहोत्सवः महोत्सवः अपि बहु सम्यक् वर्तते तस्मिन् समये वर्णेन जनाः क्रीडन्ति पुनः जलमपि तस्मिन् मिलित्वापि क्रीडन्ति यच्च बहु सम्यक् दृश्यते सर्वत्र वर्णाः वर्णाः एव भवन्ति तथा च पोङ्गल् अपि दक्षिणभारतदेशे बहु सम्यक्तया आचरन्ति तथा च भारतदेशे अन्यानि प्रमुखानि बहूनि पर्वाणि सन्ति तथा यदि गणनां कुर्मश्चेत् तेषाम् अन्ते अन्तम् एव न लभ्यते अतः तथा वक्तुं शक्यते चेत् दीपावली तथा होली इति द्वयं बहु प्रमुखे तथा भारतदेशस्य अत्यन्तमुख्ये पर्वे सन्ति इति वक्तुमिच्छामि